हरि ओम् संस्कृतभारती बुक् शाप् अहं अहं हैदराबादतः वदामि वदामि मह्यम् अलङ्कारसर्वस्वं महाभारतं च आवश्यकं अस्ति कलु अष्टादश वाल्यूम् अपी इच्छन्ति अलङ्कारसर्वस्वपुस्तकमस्ति वा अस्ति वा अस्ति कियत् कियत्मूल्यं कियत्मूल्यं एकसहस्त्रं किमपि डिस्कौण्ट् अस्ति वा कोरियर् मूलं अहन्तु आगन्तुं न शक्नोमि अतः स्वयमेव पोस्टल् मार्गे अथवा कोरियर् मार्गे प्रेषयतु आ आम् अग्रिमसप्ताहे महाभारतं अग्रिममासे वा

अग्रिममासे म कृतिमिच्छामी महाभारतं इदानीं अलङ्कार सर्वस्वपुस्तकम् केवलं अलङ्कारसर्वस्वपुस्तकं प्रेषयतु पोश्टल् मार्गे हं किमपि मुल्यं अहं अहं ददामि

इदानीं नास्ति तत्पुस्तकस्य मुल्यं किम् पञ्चशतं वर्तते अग्रिमसप्तहे गीताजयन्ती अपि अस्ति कलु

डिस्कौण्ट् तत्र डिस्कौण्ट् मुल्यं न्यूनं

ओह् तर्हि बेश्ट् हं तमपि प्रेषयतु अस्तु तमपि प्रेषयतु धन्यवादाः न किमपि नास्ति किमपि नास्ति धन्यवाद कोन्दापुर्प्रान्ते